अहं जङ्गमदूरवाणी सेकेण्ड् हेण्ड् स्वीकृतवान् परन्तु तत्र समस्या नाम निश्चितकाले ओपन् न भवति तैः यदुक्तं तावत् कार्यं न करोति तदा तदा हेङ्ग् भवति अतः सेकेण्ड् हेण्ड् वस्तूनि यदि स्वीकुर्मः स्वीकुर्मः सम्यक् विचिन्त्य एव स्वीकुर्मः